पञ्चविंशतिः दिनाङ्कः अष्टममासः षण्णवत्यधिक नवशतोत्तर एकसहस्रतमवर्षम् द्वादशः दिनाङ्कः सप्तममासः द्विनवत्यधिक नवशतोत्तर एकसहस्रतमवर्षम् चतुर्दशः दिनाङ्कः अष्टममासः पञ्चनवत्यधिक नवशतोत्तर एकसहस्रतमवर्षम् दशमः दिनाङ्कः पञ्चममासः अष्टनवत्यधिक नवशतोत्तर एकसहस्रतमवर्षम् द्वादशः दिनाङ्कः षष्ठमासः त्रयोविंशत्यधिक द्विसहस्रतमवर्षम्